सम्पूर्णे महाभारते दिव्यशस्त्रप्रयोगस्य असङ्ख्योदाहरणानि सन्ति अत्यन्तं प्रसिद्धम् उदाहरणं यदा पाण्डवानां वधानन्तरं पाण्डवानाम् अनुसरणं दृष्ट्वा अश्वत्थामः पाण्डवानां वधार्थं ब्रह्मास्त्रं ब्रह्मास्त्रं मुक्तवान् इति दृष्ट्वा अर्जुनः ब्रह्मास्त्रं निवारयितुं मुक्तवान् ब्रह्मास्त्रद्वयस्य परस्परं सङ्घातात् पूर्वमपि नारदव्यासौ दिव्यास्त्रयोः मध्ये स्थित्वा स्वशक्त्या सङ्घातं निवारितवन्तौ सः उभाभ्यां वीराभ्यां ब्रह्मास्त्रं प्रतिगृहीतुम् अपृच्छत् अनेन सङ्घातेन जगति महद्विनाशः भविष्यति इति तस्य सल्लाहम् अनुसृत्य अर्जुनः ब्रह्मास्त्रं पुनः गृहीतवान् परन्तु अश्वत्थामः तत्कर्तुं स्वस्य असमर्थतां प्रकटितवान् तस्य ब्रह्मास्त्रशिक्षा अस्य योग्या नासीत् अस्मिन् विषये सः ब्रह्मास्त्रस्य उद्देश्यं परिवर्तयितुं प्रार्थितवान् अथ अश्वत्थामः पाण्डवानां गर्भवती वंशजः अर्थात् परीक्षितः इति ब्रह्मास्त्रस्य नूतनं लक्ष्यं कृतवान् एतस्मात् कारणात् परीक्षितः एतस्मात् कारणात् जीवितङ्कृतवान् एतस्य दिव्यास्त्रस्य प्रयोगनियमानां प्रकटनम् उल्लङ्घनम् आसीत् तथा च एतेन क्रुद्धः सन् कृष्णः अश्वत्थामं त्रिसहस्राणि वर्षाणि यावत् व्रणैः सः भ्रमितवान् शापितः कथ्यते यत् काश्याः प्रसिद्धस्य साधुनः स्वामी विशुद्धानन्दपरमहंसस्य अपि दिव्यशस्त्रस्य ज्ञानम् आसीत् स्वामीजी महामहोपाध्यायः गोपीनाथः कविराज्यस्य गुरुः आसीत् एकदा तस्य शिष्याः महाभारतस्य दिव्यशस्त्रस्य प्रामाणिकतायां संशयं प्रकटितवन्तः तदा सः केचन खञ्जाः याचितवान् आमन्त्र्य धनुः उपरि स्थापयित्वा पुरतः वृक्षे त्यक्तवान् किञ्चित् कालानन्तरे एव वृक्षः द्रुतगत्या दग्धुम् आरब्धवान् स्वामीजी उक्तवान् अग्निबाणं मया त्यक्तं वरुणास्त्रेणैव एषः अग्निः निवारयितुं शक्यते अयं वह्निः वृष्ट्या जलपातेन वा अग्निं भौतिकसाधनेन वा न शाम्यति